सस्यानां कथं कदा च रोपणीयम् इति निर्णयं कथं स्वीकुर्वन्ति इति चेत् सस् यदा वर्षाकालस्य सूचना वर्तते तदा सस्यानां रोपणं शक्यते तदा एव उचितम् इति भाति यदि आतपकाले सस्यानि रोप्यन्ते तदा जलाभावात् सस्यानि क्षीणानि भवन्ति अपि च आतपस्य च जलस्य पूरणं यदा सम् समानरीत्या भवति तदा एव सस्यानां वृद्धिः अक्षुण्णा स्यात् केवलेन जलेन आतपेन वा सस्यवृद्धिः न भवति अपि तु समानरीत्या एव भवेत् सस्यानाम् आरोपणविधाने अपि वैशिष्ट्यं वर्तते यदि सस्यानि नखच्चिन्नानि भवन्ति तदा आरोपणायोग्यानि भवन्ति नखच्चेदनेन नश्यन्ति च अतः जागरूकतया सस्यारोपणं कर्तव्यं भवति केषां सस्यानाम् आरोपणं कर्तव्यम् इत्युक्ते औषधिगुणयुक्तानां सस्यानाम् रोपणं कर्तव्यम् इदानीं सस्यानां नामानि ग्रन्थे एव लभ्यन्ते न तु प्रत्यक्षेण अतः विशिष्टान् सस्यान् आदाय रोपणीयम्